अस्माकम् प्रदेशे अपि पशुचिकित्सिकाः सन्ति एव तथा च पशुचिकित्सालयोपि विद्यते तत्र वैद्याः पशूनां स्वस्थतायै औषधानाम् उपयोगं कुर्वन्ति तथा च गृहे पशूनां खाद्यवस्तूनि यानि भवन्ति तेषां विषये जागरूकता भवेत् इति अस्म् अस्मात् सूचयन्ति मासचतुष्टयात् पूर्वं पशुवैद्यस्य समीपे गतवतः रोगानुसारं धनस्य निर्णयः सामान्यतः एकशतरूप्यकाणि आवश्यकानि भवन्ति कलायः पशु आहारः तथा तिलपशु आहार तत्सर्वं क्रेतुं धनव्ययः भवति